अहम् एकवारं चित्रकलाशालां प्रति गतवती तत्र चित्रकलायां ते कथं शिल्पस्य निर्माणं कुरु कुर्वन्ति छार्ट् स्वीकृत छार्ट् मद्ये सम्यक् ते कथं चित्रं रचयन्ति इति अहं सम्यक्तया अब्सर्व् कृतवती निरीक्षणं कृतवती तेन अहम् इदं ज्ञातवती चित्र चित्ररचनासमये तत्र तेषां दृष्टिः तेषाम् अवगमः मैन्ड् मध्ये एकं मेप् भवति कथं रचनीयं भवति कीदृशवर्णः उपयोक्तव्यं भवति पेन्सिल् कथं हस्ते गृहीतव्यं भवति इत्यादीनाम् अहं इत्यादि वषयान् अहं परिशल परिशीलितवती तदहम् आहं तत्र ज्ञातवती एवं शिल्पनिर्मानसमये तेषाम् अवगमः तेषां दृष्टिः तत्र वस्तूनां ग्रहणं कथं करणीयं हस्ते कथं गृहीतव्यम् इत्यादि बहव विषयाः सन्ति लघु लघु टिप्स् इव भवति तदहं सम्यक्तया दृष्टवती अहं ज्ञातवती अपि किञ्चितहं ज्ञानं प्राप्तवती एवं निर्माणं करणीयं भवति एवं रचनीयं भवति इत्यादिविषयान् अहं ज्ञातवती